मम जीवने तावत् एतावता कदापि प्रधानं निर्णयं स्वीकुर्याम् अहम् इति समयः नैव आगतः वर्तते यदि तादृशः समयः आगच्छति तर्हि तदा मम व्यवहारः कथं भवेत् इति तावत् तत्र ज्येष्ठाः एव प्रमाणम् अहन्तु तत्र बहु चिन्तां न करोमि ज्येष्ठानाम् आशीर्वादं पृच्छामि तेषां मार्गदर्शनं पृच्छामि तन्निकटे गत्वा अहं वदामि मम एवम् एतादृशी स्थितिः अस्ति एवं कश्चन निर्णयः कर्तव्यः एव

तत्र ते तावत् समीचीनम् एव अभिप्रायं वदन्ति तत्र अहम् आधिक्येन मम मातापितो पित्रोः एव अभिप्रायं स्वीकरोमि यतोहि मम विषये ये सम्यक् जानन्ति तेषाम् अभिप्रायः एव मम कृते समीचीनः भवति एवं सर्वस्यापि यः सर्वः यः सः तस्य विषये सम्यक् जानाति सः एव तस्य विषये समीचीनं निर् निर्णयं कर्तुं शक्नोति अतः एव अहमपि मम जीवनस्य प्रधाननिर्णयं स्वीकर्तुं मम पित् मातापित्रोः एव सहायं पृच्छामि यतोहि ते एव जानन्ति मम किं सम्यक् किम् असम्यक् इति अतः तयोः अभिप्रायमेव अहं स्वीकरोमि